नमो नमः आमामां लोकेशः एव वदन् अस्मि वदतु महोदया आम् अहम् आवेदनं कृतवानासं महोदया

एवम् एवं जानामि महोदया परिचयः अस्ति मम आं

चिन्ता नास्ति महोदया भवती प्रश्नं पृच्छतु अहम् उत्तराणि ददामि महोदया मम संस्कृतविषयं स्वीकृत्य आचार्यम् अभवत्

ततः एव मम सम्पूर्णं शिक्षणं जातमस्ति आं महोदया अहम् आङग्लभाषामपि जानामि हिन्दीभाषा तथा मम मराठिभाषा अपि जानामि वक्तुमपि शक्नोमि लेखितुं शक्नोमि तथा तेन माध्यमेन पाठयितुमपि समर्थो अस्मि अहं टु थौसण्ड् ट्वेल् मध्ये टु थौसण्ड् ट्वेल् मध्ये अहम् आचार्यपदवीं प्राप्तवान् अनन्तरं टु थौसण्ड् थर्टिन् मध्ये अहं शिक्षाशास्त्री इति उपाधिः अस्ति खलु ताम् अपि प्राप्तवान् आम् अहं मम ग्रामे यः एकः विद्यालयः वर्तते तस्मिन् विद्यालये अहं वर्षद्वयं पाठितवान् अष्टमीतः दशमिकक्षापर्यन्तं तत्राहं पाठितवान् मम रुचिः महोदया साहित्ये अधिका वर्तते कारणमहं कालिदासप्रियो अस्मि अतः साहित्यमधिकं मम सायं मह्यं रोचते आं महोदया या कापि भाषा भवतु नाम भवती जानाति मराठी भवतु वा हिन्दी भवतु तस्य व्याकरणं संस्कृतव्याकरणेन सह समानमेव भवति खलु अतः अहं माराठीभाषामपि पाठयितुं शक्नोमि हिन्दीभाषामपि पाठयितुं शक्नोमि भाषात्रयमपि अहं पाठयितुं समर्थो अस्मि हा मम विंशतेः उपरि यदि वेतनं भवति चेत् उत्तमं कारणम् अहं नाग्पुरम् आगत्य यदि पाठयामि चेत् तत्र निवासव्यवस्था भोजनव्यवस्थापि कल्पनीया अतः विंशतिसहस्रं तु न्यूनातिन्यूनं महोदया अवश्यकमेव

चिन्ता नास्ति मम चिन्ता नास्ति आं या लेखकपरीक्षा भवति महोदया अहं ददामि चिन्ता नास्ति भवती सूचयतु किञ्चित् एकदिनं पूर्वं यदि सूचयति चेत् अहं सिद्धतां कृत्वा तत्र आगच्छामि चलति अस्तु धन्यवादः महोदया धन्यवादः आम्